अस्मिन् वर्षाकाले तत्रापि मध्यरात्रौ मया बहुदूरं गन्तव्यमासीत् भवान् तु विशेषरूपेण प्रीत्या च समये मां गृहं प्रापितवानस्ति अतः भवते बहवः धन्यवादाः वितीर्यन्ते